हरि ओम् एतत् श्रीहर्ष केटरिङ्ग् किल आम् भवतु अहं शुभकरः इति अग्रिममासे मम पुत्र्याः विवाहसमारम्भः अस्ति द्वादशदिनाङ्के भविष्यति तदर्थं मध्याह्नभोजनव्यवस्था कर्तुं शक्यते वा आ प्रातः उपहार अनन्तरं सायङ्काले चायपानमपि आवश्यकम् अवश्यम् अनन्तरं लघुपानीयम् आवश्यकम् अस्तु तत्र प्रातः उपहारमन्दि उपहारमध्ये इड्लिकां कर्तुं शक्यते वा इड्लि अनन्तरम् ओडे आम् क्वथितं क्वथितम् आवश्यकम् आम् अस्तु वटिकम् ओ अवशयम् अवश्यं वटि वटिका अवश्यकम् अनन्तरं तत्र क्वथितं सर्वं मधुरम् एकं तत् क्षीरं तत् तत् तादृ तादृशं कर्तुं शक्यते पर्याप्तम् अनन्तरम् एतत् चायपानम् अनन्तरं काफिपानम् द्वौ अपि तदेव अनन्तरम् एकादशवादने तत् पानीयम् आवश्यकम् लघुपानीयं तत् निम्बरसमेव पर्याप्तं वा इति एतत् तदेव तदेव पर्याप्तम् अस्तु आ तत् हा इदनीं तदेव इदानीं तदेव सर्वत्र लब् तदेव उत्तमं तदेव उत्तमम् मास्तु मास्तु एतदेव द्राक्षा एव पर्याप्तं चिन्ता मास्तु द्राक्षारसमेव प्रयाप्तम् अस्तु अनन्तरं मध् मध्याह्ने तदेव तत् सर्वं लवणम् अवलेहं भवति किल व्यजनम् व्यजनद्वयम् अवश्यकम्

अस्तु हा अस्तु अनन्तरम् अनन्तरम् मध्ये एतत् पायसम् आवश्यकं तत् तत् तत् क्षीरं द्वयं पर्याप्तम् एकं एकं होलिका एव आवश्यका अनन्तरं लड्डुकं पर्याप्तं लड्डुकमेव पर्याप्तम् अस्तु तदेव अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अनन्तरं सायं सायङ्काले

अस्तु तत् किञ्चित् अधिकम् अभवत् वा इति किञ्चित् न्यूनं कर्तुं शक्यते वा तदेव तदेव अस्तु अस्तु अवश्यम् अवश्यम् अस्तु अस्तु महोदय चिन्ता मास्तु अस्तु तदेव भवतु अस्तु बहु धन्यवादः अहं पत्नीं चर्चां कृत्वा पुनः दूरवाणीं करोमि अस्तु पुनः वदामि धन्यवादः धन्यवादः राम् राम्